नमस्ते अत्र गृहं भाटकनाय मिलति इति अहं आम् अस्ति कुत्र अस्ति उपरि ह उपरि ह ह कति कोष्ठाः सन्ति आम् आं महोदय कति कोष्ठाः सन्ति

हा

ह अहं दृष्टुं शक्नोमि वा इदानीं ह ह ह ह सो सोपानं सम्यक् अस्ति सोपानमेव अस्तु वा आं तत्र उष्णं भवति वा उपरि हा अधः किमपि गृहं नास्ति वा एकवारमहं पश्यामि ह ह ह एकवारमहं पश्यामि वा

न न गृहमेव कार्यालयः नास्ति गृहमेव न वा कार्यानं कार्यानम् अस्ति ह कार् कार्यान स्थापकमस्ति वा अस्ति हा इदानीं पाकशालां किञ्चित् हा बृहत् आ बृहत् अस्ति वा ह अत्र अत्र पूजागृहमपि अस्ति वा पूजागृहं पूजागृहं कुत्र स्थापयामि पूजा ह ओ ओ ओ जलव्यवस्था कथं भवति ह ह ह ह ह आ गृहस्य अन्तः अपि नलः सन्ति किल आन ह ह ह ह ह ओ पृथक् वा विद्युत् अपि आ विद्युत् ह ह ओ ओ भाटकं किम् दन्यवादः कण्टिन्यू मास्तु मास्तु धन्यवादः वा धन्यवादः